चित्रणार्थम् मया रेखाटनं चित्रं क्रियते तदर्थम् अङ्कनी मार्जकः पट्टिका इत्यादीनि साधनानि मया उपयुज्यन्ते उपयुज्यन्ते तत्र ब्राण्ड् इति चेत् अप्सरा इत्यस्य साधनानि अहं क्रीणामि तानि साधनानि बहुमूल्यानि अति बहु मूल्यानि मूल्ययुतानि वा न भवन्ति अतः मया तदेव उपयुज्यते तत्रापि भिन्नभिन्नं प्र प्र प्रकारकम् अङ्कन्यः सन्ति यथा एच् टु पायिण्ट् ओ एवं प्रकारेण भिन्नभिन्नम् अङ्कनार्थं भिन्नभिन्नम् अक्क अङ्कनी अङ्कनीनाम् उपयोगः क्रियते एवं च रेखाटनसमये यदि ईषद्दोषाः भवन्ति तदर्थं मार्जकः उपयुज्यते रेखाटनसमये दीर्घरेखाः करणार्थं पट्टिकादीनाम् उपयोगः अपि क्रियते कदाचित् तत्र डार्क् रेखाटनं अपेक्ष्यते अपेक्ष्यते चेत् भिन्ना अङ्कनी उपयोक्तव्या लैट् रेखाटनम् अपेक्ष्यते चेत् भिन्ना अङ्कनी उपयोक्तव्या इत्यपि भवति